मम ग्रामे सिञ्चनस्य व्यवस्थाः तु सम्यक् अस्ति एव मम ग्रामे नद्यः सन्ति नद्य नदीतः जलम् आनीय सम्यक् कृषिकार्यं कुर्वन्ति ग्रीष्मकाले तु पर्वतात् निर्झराः आगच्छन्ति तत्रत्यः जलम् आनीय कृषिकार्यं कुर्वन्ति मम ग्रामे प्रमुखतया पूगवृक्षाः व्रीहिसस्यानि तथा कृष्णमरीचिका नागवल्यः एलाः कदली पादपम् अपि आरोपयन्ति